मम प्रदेशे राजकीयपक्षाः बि जे पी काङ्ग्रेस् जे डी एस् एतत्रयं प्राधान्येन वर्तते वर्तते तेषु अत्र कदाचित् बि जे पी पक्षस्य आधिक्यं कदाचित् दृश्यते कदाचित् काङ्ग्रेस् पक्षस्य उत्कर्षः कदाचित् जे डी एस् इत्यादि स्वभावेन तस्मिन् तस्मिन् समये यथा भवति तथा दृश्यते द्वितीयं सार्वकारिकीव्यवस्था कथं परिचलति इत्युक्ते सर्वत्र यथा अस्ति तथैव नातीव उत्तमं नातीव न्यूनं हीनतरं सामान्येन वयं नातीव भीत्या जीवामः तथा अतीव सन्तोषेण अपि नैव वयं वर्तामहे सन्ति अत्रापि विरुद्धाभिप्रायाः विरुद्धमतावलम्बिनः जनाः अतः तेषामपि परिसरे वयं स्मः सर्वत्र यथा भारते वर्तते तद्वेदेव अत्रापि अस्ति जनप्रतिनिधि अत्र इदानीं तीर्थहल्ली क्षेत्रम् अस्मदीयं एम् एल् ए क्षेत्रं आरग ज्ञानेन्द्र इति अस्माकम् एम् एल् ए महोदय अस्ति एम् पी क्षेत्रन्तु शिवमोग्गा तत्रत्यः वै राघवेन्ध्रा इति एम् पि अस्ति सः समीचीनः अस्ति उभावपि तत्र विशेषतः राघवेन्द्रः बहुधा कार्यङ्कुर्वाणः अस्ति शिवमोग्गाक्षेत्रम् अतीव अभिवृद्धिं शिवमोग्गाक्षेत्रम् अतीव अभिवर्धितवान् बहुधा तस्य योजनानि सन्ति कार्यै कार्ये अपि दक्षः सः प्रयतस्य विषये जनाः अपि अतीव गौरवेन वर्तन्ते बहु प्रायः अखण्डभारते ईदृशेषु एम् पि इत्युक्ते लोकसभा सदस्येषु उत्कृष्टेषु एषः एकः इति गणयितुं शक्यते तथाविधः